हरिः ओं आ हा हरिः ओं महोदय आं महोदय अहम् अनुजः अस्मि अहं शास्त्री प्रथमवर्षे पठामि तर्हि मम एका समस्या वर्तते आं महोदय अस्मिन् वर्षे मम मनः न रमते अध्ययने बहु कष्टं जातम् तर्हि किं करणीयं बहु ट्रेस् वर्धते अध्ययनस्य आं तद् सर्वेषामस्ति किञ्चित् किञ्चित् परन्तु विशिश् विशेषतया अध्ययने एव आम्

एवं वा

आमाम्

आम् आमाम् आं पुनः एका पुनः एका अपरा समस्या वर्तते गृहात् गृहात् अपि मम किम् दृ आं कोल आमामां ता तत्र बहु कोलाहलमपि वर्धते ते तदपि मम अध्ययने किं वर्तते तत् तदपि आमाम् आमाम् न न अध्ययनस्य विषये एव पठति न एवमेवम्

आमाम् आम् आमां हा आमामाम् आं धन्यवादः अस्तु तर्हि धन्यवादः आम् आमामाम् आं महोदय